अहं बैक् याने भारतस्य अनेकं राज्यं गतवान् अहं महाराष्ट्रः मध्यप्रदेशः तत्र उज् उज्जयिनीनाम प्रसिद्धं स्थानम् अस्ति अहं तत्र गतवान् अहम् लद्दाक् इति नामस्य रा स्थानं गन्तुम् इच्छामि अहं तत्र मम मित्रं म् मम मित्राणि सह गन्तुम् इच्छामि आं तत्र अहं तत् तत्र तत् तत्र गन्तुं माम् स्वप्नः अस्ति तत्र बहुषु प्रकारेषु पर्यटकस्थलमस्ति तस्य तत् तस्य कारणे अहं तत्र गन्तुम् इच्छामि तत्र इस्नो फा़ल् इति न ह इति इ इति अस्ति अस्ति चेत् तत्र बहु सुन्दरं पर्यावरणम् अस्ति तत्र तत्र तत्र भारतस्य बोर्डर् अस्ति सीमा अस्ति